समीपस्थेषु महाविद्यालयेषु संस्कृतडिप्लमा इति पाठ्यक्रमः अस्ति डिप्लमा पठनेन वयं सम्यक्तया उद्योगं प्राप्नुवन्ति इतोऽपि अग्रे पठितुं किमपि डिग्रि प्राप्तिकरणार्थं छात्राः अध्ययनार्थम् अन्यत्र गन्तव्यं भवति